काव्यं दृश्यं श्रव्यम् इति भेदद्वयेन वर्तते तत्र दृश्यकाव्यानि नाम दर्शयितुं शक्य प्रत्यक्षरूपेण दर्शयितुं यत् शक्यं तदेव दृश्यम् इति पदेन अर्थः श्रव्यं नाम ध्वनिरूपेण यत् श्रावयितुं शक्यते तदेव श्रव्यकाव्याणि तत्र दृश्यकाव्येषु दशरूपकाणि अन्तर्भवन्ति हेदे नाटकं प्रकरणं भाणं प्रहसनं डिमं व्यायोगं समवकारं वीथिः अङ्कं इहामृगम् इति रूपेण दशरूपकाणि सन्ति एतदेव एतान्येव दृश्यकाव्येषु अन्तर्भवन्ति अन्यथा श्रव्यकाव्येषु गद्यं पद्यं निबन्धमित्यादीनि अन्तर्भवन्ति प्रथमं तत्र दशरूपकेषु नाटकम् अधिकृत्य प्रथमं वदामः तत्र नाटके धीरोदात्तः एव नायकः तत्र पञ्च सन्धयः सन्ति शृङ्गारवीरादिरसाः तत्र अस्ति न नायकस्य अभ्युदयमेव तत्र तन् कथा तन्तुः भवति अनन्तरं प्रकरणं प्रकरणे कल्पितकथावस्तु एव अस्ति नायकः धीरशान्तः भवति पञ्च अङ्काः तत्र सन्ति शृङ्गाररसः रसस्यैव तत्र प्राधान्यं भवति अनन्तरम् अङ्गं अङ्के इतिवृत्तं प्रख्यातम् अथवा मिश्रं वा भवति नायकः एकः साधारणमनुष्यः एव भवति तत्र एकः अङ्कः एव अस्ति करुणरसस्यैव प्राधान्यं तत्र भवति स्त्रीणां प्रलापः एव तत्र कथाविषयेण भवन्ति इदानीं व्यायोगः व्यायोगः इत्यत्र इतिवृत्तं प्रख्यातमेव भवति नायकः धीरोद्धतः भवति एकम् अङ्गमेव तत्र भवति शृङ्गारशान्तहास्यम् इत्यादि रसाः तत्र उपयोक्तुं न शक्यते इति वदन्ति इदानीं भाणः अत्र इतिवृत्तं कल्पितं भवति नायकः धीरललितः भवति एकाङ्गमेव तत्र द्रष्टुं शक्यते शृङ्गारवीरसाणां प्राधान्यं च द्रष्टुं शक्यते इदानीं समवकारः समवकारो नाम तत्र प्रख्यादः इतिवृत्तमेव भवति त्रीणि अङ्काः तत्र भवति नायकः धीरोदात्तः तत्र भवितुं शक्यते एवं वीररसप्रधानम् एव भवति समावकारम् इदानीं वीथिः तत्र कल्पित इतिवृत्तमेव भवति नायकः धीरोद्धतः भवति एक अङ्कमेव भवति शृङ्गाररसस्यैव प्राधान्यमस्ति इदानीं प्रहसनं तत्र कल्पित इतिवृत्तमेव भवति नायकः विविधरीत्या तत्र भवितुं शक्यते एक अङ्गमेव अस्ति हास्यरसप्रधानं च प्रहसनं हास्यप्रधानमित्यतः एव प्रहसनम् इति पदं इदानीं डिमः तत्र प्रख्यातम् इतिवृत्तं भवति चतुर्थि चत्वारि अङ्काः भवति रौद्ररसप्रथानं च भवति इहामृगमित्यत्र इतिवृत्तं मिश्रं भवति नायकः धीरोद्धतः भवति तत्र नायकाणाम् अमानुष्यकसिद्धिः भवति इति द्रष्टुं शक्यते एवम् एकाङ्कप्रधानं भवति इहामृगम् इत्यादिरीत्या दशरूपकाणि दशरूपकाण्येव संस्कृतसाहित्ये दृश्यकाव्यम् इति प्रसिद्धम्